सामान्यतया अहं गृहात् समीपे आपणे गत्वा पुस्तकानि क्रीणामि गीताप्रेस् आपणं गत्वा तत्र बहूनि पुस्तकानि सन्ति श्रीमद्भगवद्गीतापुस्तकं रामायणं महाभारतं श्री आदित्यहृदयस्तोत्रम् लघुसिद्धान्तकौमुदी अनेकानि पुस्तकानि तत्र सन्ति अहम् पुस्तकं प्रायः क्रीणामि मम गृहसमीपे पुस्तकापणम् अस्ति अहं सेकेण्ड् हेण्ड् पुस्तकं न क्रीणामि परञ्च मम भ्राता अपि अस्ति तत्र आवश्यकं सेकेण्ड् हेण्ड् पुस्तकं न्यूनमूल्यस्य पुस्तकानां प्राप्तुं शक्नोति